यदा दूरभाषायाम् सङ्गणके लाप्टाप् इत्यादीषु समस्या भवति तेषां समस्यायाः परिहारार्थम् अहम् उत्तमं सेवाकेन्द्रानाम् पार्श्वे गच्छामि अथवा ये जनाः तेषां समस्यायाम् परिहारार्थं समर्थाः भवन्ति तेषां पार्श्वे गत्वा समस्यायाः निवारणं कथं भवति एतद्विषये अहं गच्छामि समस्यायाः अवबोधनं कारयामि समस्यायाः यदि अवबोधनं सम्यक् जायते तर्हि तस्याः समस्यायाः निवारणम् एवं परिहारं परिहारं सम्यक् रूपेण भवति एव अतः एतद् करणीयमेव